हा हरिः ओम् हा नमस्कारः अहं ईशामशाङ्कर् अस्मि तथा च अहं एका पत्रकार् पत्रकर्त्रिरुपेण अहं कार्यं कुर्वती अस्मि मम वस्तुतः भवत् भवतः सकाशे केचन प्रश्नाः वर्तन्ते भवतः नाम विष्णुवर्धन् बुडेर् इति एव खलु यः इदानीं किञ्चित् तत्र ग्रामे कर् चन् चेन्नेनहळ्ळि ग्रामे किञ्चित् कार्यं कुर्वन् अस्ति हा तत्र मम केचन प्रश्नाः आगताः आसन् मम कृते यतोपि तत्र अहमपि किञ्चित् कार्यं कुर्वती आसम् प्र दिनद्वयात् प्राक् ये तत्र भवान् महिलाशिक्षणाय किञ्चित् कार्यं कुर्वन् अस्ति परन्तु तत्र इतोपि मया श्रुतं यद् जनः आन्दोलनं कृतवन्तः यत् महिलानां कृते शिक्षणस्य अपेक्षा नास्ति तर्हि तत्र भवतां भवता काः समस्याः अनुभूताः कृपया तासां विषये किञ्चित् वक्तुं शक्नोति वा भवान् एवं तथा ते आम् आम् आम् आम् आम् एवं तथा च आमामाम् आम् आं तत्तु अस्ति एव तर्हि एतासां हा हा एवं तत्तु नाम अवगन्तुं सरलम् एतत् नाम स्वाभाविकमेव भासते ह्म् आस्तु तर्हि तत्र एवमेव यत् नाम अहम् एतदेव कामये यत् एताः याः अपि समस्याः भवता उक्ताः तर्हि तासु समस्यासु कश्चन उपायः तत्र अगच्छन्ति इत्युक्ते अस्माभिस्तु कर्तव्यमेव भवन्तस्तु भवतस्तु करिष्यन्ति एव अस्माभिरपि तत्र किं यथा तत्र जागरित्री भवेत् एतादृषु तत् महिलाः अपि पाठशालासु प्रेषणीयाः अपेक्षणीयाः इति तर्हि इत्येव प्रेषणीयाः इति अहं कामये यत् तत्र जागर्ति भवेत् तत्र भवन्तोपि यदि काञ्चित् योजनां चालयितुं शक्नुवन्ति चेत् अहं तत्र इतोपि अहमेव न अपि तु अयं समाजः एव बहु प्रेमी भविता भवतां सर्वेषाम् अतः एतदेव कामये आम् आम् अवश्यम् अहं तत्सर्वं वृत्तपत्रेपि एतस्याः कृते अहं प्रसिद्धिं दापयिष्यामि एव चिन्तां न करोतु न भवान् महोदयः एवं वा न न भवान् स्वस्य बहु अमूल्यं समयं दत्तवान् भूरिशः धन्यवादः